हरिः ओम् नमस्ते अहमनिरुद्धशेर्दबाच्चन् अस्मि अनिरुद्धः इति केदितः एव दिन कत् दि दिनकत् दिनपत्रिकायां दृष्टं यत् भवता संस्था अस्ति ततः अस्माकं विरामार्थं कुत्रापि बहिः यात्रा कर्तुं शक्यते इति अतः अस्माभिः यत् चिन्तितमस्ति किञ्चित् विचारविनिमयं कुर्मः इत्युक्ते धनस्य विषये एवं च कुत्र गन्तव्यं कुत्र वासः इत्यादि अद् तत् कति दिनात्मकं भवति भो तत्र ब द्वादश ज्योतिर्लिङ्गदर्शनं तद्

अय् वयं तु परिवारे दशजनाः स्मः अतः भवतः संस्थातः किमपि कर्तुं शक्यते वा इत्युक्ते इत्युक्ते आकाशमार्गे विमानेव चिन्ता नास्ति रैल्याने किं भवति सर्वेषां कृते एकत्र एव स्थानाः लभ्यन्ते चेत् सम्यकासीत् तत् किमपि वा कर्तुं शक्यते वा

न न सर्वं निर्णितमस्ति अद्य भवन्तः कुर्वन्तु चिन्ता नास्ति अहं नामं च आधारं तत् संप्रेषयामि पञ्चविंशतिः वा अस्तु इत्युक्ते वयं दशजनाः स्मः अतः किञ्चित् न्यूनं जायते वा इति अ ह ह ह अस्तु अस्तु चिन्ता नास्ति एवञ्च तत्र प्रत्येकस्मिन् स्थले अस्माकं वसतिव्यवस्था अपि कल्पिता वर्तते वा अथवा तत्र गत्वा किमपि इत्युक्ते किञ्चत्

आ अस्तु

अस्तु

अ इत्युक्ते इत्युक्ते लक्षद्वयम् एवञ्च सार्धलक्षद्वयम् सापि सत्यं दय एवञ्च समस्या किमस्ति इत्युक्ते आहारः किञ्चित् अन्यदन्यद्वा भवति चेत् कष्टाय भवतीति वयः जातः अस्ति बहूनाम्

आआ तथा त् आमाम् तदा चेत् सम्यक् सम्यक् अहम् अहं दूरवाण्यां धनं प्रेषयामि धनम् अस्तु तत्र आरोहणं कुत्र इति अस्तु अहं धनं प्रेषयामि धन्यवादः